यथा क्रीडा योगः च शारीरिकं सामर्थ्यं वर्धयति तद्वत् एव नृत्यमपि श शरीरस्य स्वास्थ्यवर्धनाय प्रयोजनं करोति यतः नृत्यं तावत् अङ्गपादानां प्रक्षेपेण एव भवति नृत्यम् अस्माकं नर्तनं भवति हस्तपादानां चालनं तत्र एवं क्रमेण अडव नृत्यम् इत्यादिकम् शरीरस्वास्थ्यस्य वर्धनार्थम् उपयोगं भवति तत्र नेत्रस्य इत्यादि अङ्गानामपि आरोग्यं वर्धयति